मम ग्रामसमुदायात् बहिः यात्रासु काः सामान्याः अनुभवः इति चेत् अहम् उडुपिनगरस्य कान् काञ्चित् विषयान् वक्तुम् इच्छामि अहम् अम्बुतीर्थनिवासि अहम् अध्ययनसमये उडुपिक्षेत्रं प्रति आगतोस्मि तदानीम् अत्र उडुपिनगरे अत्य् अत्यधिकघर्मः आसीत् अहं मलेनाडुप्रदेशः प्रदेशः अतः उडुपिक्षेत्रस्य घर्मं सोढुं न शक्नोमि अनन्तरम् अहम् उडुपिक्षेत्रे भगवान् श्रीकृष्णपरमात्मदेवस्य दर्शनार्थं देवालयं प्रति गतवान् आसम् अत्र देवस्य उपरि मालादिकं वा अलङ्कारं वा दृष्ट्वा मम आनन्दो जातम् अनन्तरं समीपे विद्यमानस्य अनन्तेश्वरदेवालयं तथा चन्द्रमौळेश्वरदेवालय अपि अपश्यन् देवानां दर्शनं कृत्वा श्रीकृष्णमठे भोजनं समाप्य गृहं प्रति गतवान्